नमस्ते कः श्रूयते ओ आं पुस्तकस्य नाम हा आ स्मरामि स्मरामि स्मरामि इदानीं किं करणीयम् अस्य पुस्तकस्य वर्णं पूर्णं न अभवत् तस्मात् प्रत्यर्पणे विलम्बः जातः क्षम्यतां कति कति कति रूप्यकाणि

हा हा हा आ हा

षष्टिरूप्यकाणि वा फ़ैन् न्यूनं करोति चेत् उत्तमं महोदया षष्टिरूप्यकाणि अधिकं किल तत् न्यूनं कृत्वा ददाति चेत् उत्तमं भविष्यति अस्तु आ अस्तु अस्तु अस्तु हा अद्यैव अहम् आगत्य आगत्य ददामि प्रत्यर्पयामि अद्यैव आ हा अद्यैव प्रत्यागच्छामि प्रत्यर्पणमपि भविष्यति हा आ ततः पूर्वं निश्चयेन आगमिष्यामि हा शम्यतां महोदया क्षम्यता पुनरावर्तनं न भविष्यति आ हा अहं जानामि क्षम्यतां क्षम्यताम्

हा अस्तु पुनरावर्तनं न भविष्यति क्षम्यता अस्तु धन्यवादः संस्कृतं पुस्तकमपि इच्छामि भद्रम् अस्ति वा आ आ स्वीकरोमि आ